हा हा

अत्र गुरुकुले अत्र गुरुकुले आहारं शिक्षणं वसति इत्यादिकमुचितं दीयते तस्मात् कारणात् भवन्तः धान्यादिकं तण्डुलम् इत्यादिकं दातुं शक्नुवन्ति खादनार्थं पुनः वसतिव्यवस्थार्थं होदिके वदामः खलु तत् सर्वं दातुं शक्नुवन्ति हा आच्चादयितुं पुनः ता किं धनमित्यादिकं यच्चुं शक्नुवन्ति हा शक्यते हा हा हा हा नूनं वदामि जेष्टेभ्यः किञ्चित् चर्चां कृत्वा अहं सूचयामि

हा आ हा अस्माकं स सङ्गस्य कारणात् इदं गुरुकुलं चलतस्ति रा किं सः सङ्गस्य यद्यद् आगच्छति राष्ट्रस्य समाजे यद् यद् अर्जयामः तेन अस्माकं गुरुकुलं प्रचलति हा अप्

आ हा धनसङ्गहं न कुर्मः तण्डुलसङ्ग्रहणं कुर्मः पञ्चजा पञ्चदश दिनेषु एकवारं ह्म् धनादिकं हा हा हा हा शक्यते शक्यते आगच्छन्तु भवन्तः भवन्तः भवतां नाम किं आ हा हा

हा हा हा अस्तु हा अस्तु महोदयः आगच्छन्तु हा हा अस्तु अस्तु आगच्छन्तु हा अस्तु अस्तु अस्तु महोदय